मम दौहित्रस्य कृते युतकं चिनोमि सः सर्वदा लघुवस्त्रम् एव इच्छति अतः लघुवस्त्रम् एव अहं स्वीकरोमि अहं वस्त्रस्य स्वीकरणसमये बहु जागरूकता भवामि बहवः समये मम सखि आपणे सखीम् आपणे नयामि वस्त्रविन्यासकलायाः विषये सा बहु चतुरा अस्ति सा सीवनकारस्य समीपे गत्वा कथं करणीयं किं किम् आवश्यकम् इति सर्वाणि विषयानि वदति अनन्तरं यदा अहं ब्राण्ड् वस्त्रं स्वीकरोमि तदापि मह्यं सहायं करोति कुकुम्बर् ब्राण्ड् उत्तममस्ति इदानीम् अन्तर्जालमुखेनमपि वस्त्रं स्वीकरोमि अन्तर्जालमुखेन अहं बहुवारं क्रीतवती ब्राण्ड् वस्त्रं बहुवारं क्रीतवती सः सन्तोषेण धरति